हलो हरि ओम् हा नमो नमः आम् वदन्तु कथयन्तु महोदय एवं किं तथा तथा न भवति महोदय अस्माकं पार्सल् सर्विस् मध्ये तथा न भवति प्रायः प्रायः मनो भ्रमः जातः क्षम्यताम् महोदय क्षम्यतां तस्य तद् तद् किं आसीत् महोदय एवम् तद् तद् महोदय अस्माभिः एव आनीतं तद् सत्यमेव तद् पूर्णमुद्घाटितम् इति तत्तु भ्रमः प्रायः किमर्थं नाम अस्माभिः तथा न क्रियते क्षम्यतां महोदय दुरवस्था अभवत् क्षम्यतां महोदय तद् गृहादागतम् इति कृत्वा एव तस्य मूल्यम् अहं जानामि तत् क्षम्यतां तद् अस्माभिः एवं कृतम् इति अत्र बहु दुःखं जायते बहु खेदः जायते अहं अहं तं यच्छामि तस्य क्षम्यतां महोदय तथा नास्ति व्यवहारं कर्तुं जानीमः तथा नास्ति तद् गृहादागता इति कृत्वा अस्माभिः वक्तुमपि नैव श्क्यते भवतां निजसामग्रि वर्तते इति कृत्वा क्षम्यतां वयं एवं पूर्णरूपेण वा प्रयासं कुर्मः भवतां सा सा घटिका पुनः चलेदिति कृत्वा एवं आम् महोदय नाम निजविषयेषु धनं न प्रयुज्यते तत्तु सत्यमेव तथा नस्ति किल इदानीं अस्माभिः यद् पार्सल् सर्विस् चालयन्तः स्मः नाम वयं यत् चालयन्तः स्मः तत्र एतादृशानि चलन्ति एव नाम पूर्वमुद्घाटितम् इति क्षम्यतां तत् न भवति एव तत् प्रायः अन्तः यद् पार्सल् मध्ये स्थापितं तथा एव तत् भिन्नता जाता तद् तत्रैव भ्रंशः जाता इति प्रायः मम मन्ये क्षम्यतां तस्य अहं पूर्णं धनं यच्छामि तदहमेव स्वीकृत्य तस्य एवं तस्य पूर्वरूपं अहमेव कृत्वा दास्यामि क्षम्यतां महोदय एवं महोदय मा भवती मां मम अड्रेस् प्रति मम गृहं प्रति तत् प्रेषयन्तु पार्सल् प्रति प्रेषयन्तु अहं सायङ्काल चतुर्वादनात् पूर्वं कृत्वा प्रेषयामि आम् महोदय धन्यवादाः धन्यवादाः